अस्माकं राज्यं भवति तेलङ्गाणाप्रदेशः तेलङ्गाणाप्रदेशः इतः पूर्वम् आन्ध्रप्रदेशे अन्तर्भागः आसीत् त्रिलिङ्गाणाम् आधारिकृत्य अस्य नाम तेलुगुः आन्ध्रप्रदेशः अधुना तेलङ्गाणा इति प्रसिद्धः भवति अस्मिन् राज्ये अयं राज्यः निजामः नवाबः प्रान्ते आसीत् अनन्तरम् सरदारः वल्लभभाईपटेलमहोदयस्य प्रयत्नेन तस्मात् स्वतन्त्रः आसीत् अस्मिन् प्रदेशे पोतना आदि आन्ध्रकवयः अपि आसन् बहवः विद्वांसः आसन् अत्र विज् विश्वविदयालयाः अपि बहवः सन्ति सुप्रसिद्धाः विश्वविदयालयाः सन्ति अत्र तु बहवः दर्शनीयानि स्थानानि स्थानानि सन्ति साहित्यरीत्या अपि अयं प्रदेशः प्रसिद्धः अस्ति इति